शुभदिनं तत्र मम गृहे फ़्यूज् इत्यस्य विषये काश्चन समस्याः भवन्ति स्म ते ब्लाक् जातः एव तस्य कारणं किम् इति न निश्चितम् अस्तु यदा अहं पाकशालायां बहुविधसाधनानां उपयोगं करोमि तदा अधिकतया एतद् भवति इति भाति दीपाः स्फुरन्ति ततः फ़्यूज् फ़्यूजः निष्क्रान्तः भवति निश्चितं तेहखाने अस्ति मम अनुसरम् अनुसरणं करोतु अस्तु अहं पश्यामि किं भवन्तः तावत्पर्यन्तं किमपि कर्तुं शक्नुवन्ति यत् एतेषां नित्यं फ़्यूज् बिश् बिश्फुतानं निवारणाय ततः उत्तमयोजना इव ध्वन्यते कियत् शीघ्रं मम विद्युतवतलं सर्किट् ब्रेकर् इत्यत्र उन्नयनं कर्तुं शक्नुवन्ति महान् अग्रे गत्वा तस्य उन्नयनस्य समयनिर्धारणं कुर्मः भवतः सहाय्यार्थं धन्यवादः अस्तु पुनर्मिलामः धन्यवादः